हरिः ओम् ह नमस्ते

हा मिलति

अत्र तु जियो सम्यग्रूपेण आगच्छति वोडाफ़ोन् अपि आगच्छति एर्टेल् अपि आगच्छति

हा जियो नेट्वर्क् तु सम् सर्वत्र आगच्छति येर्टेल्मध्ये किञ्चित् किञ्चित् कट् भवति भवतः कृते किमपेक्ष्यते भवतः कृते किम् अपेक्ष्यते जियो अपेक्ष्यते अस्तु भवान् भवतः आधार् कार्ड् स्विकृत्य आगच्छतु जियो सिम् कृते एकशतं दनमपेक्ष्यते किमपि नास्ति आधार् कार्ड् एव केवलं भवति पुनः तत्र भवतः आ आधार् कार्ड् आपेक्ष् आधार् कार्ड् नम्बर् अपेक्ष्यते हा आधार् कार्ड् नम्बर् एव अपेक्ष्यते एकशतम् एकशतं ह भव ह भवान् ए नास्ति तथा नास्ति सीम् एकशतं भवति तदर्थं प्लान् कृते इतोपि ए फ़ोर् हण्ड्रेड् दातव्यं भवति त् मिलित्वा सिम् एकस्य कृते फ़ैव् हण्ड्रेड् रुपीस् भवति तदानीं भवतु हा भवतः कृते द्विमासपर्यन्तम् अवधिः मिलति अन्लिन्टेड् त्रि मन्थ्स् एय्टि फोर् डेस् हा एय्टि फोर् म म् ति ओन् फ़ै जि डाटा मिलति न् अन्लिमिटेड् काल्स् रोमिङ्ग् सर्वं तत्र मिलति हेल्लो ट्यून्स् ह नेट्वर्क् तु नेट्वर्क् तत्तु वक्तुं न शक्यते कुत्र किं मिलति भवान् कुत्र तिष्ठति तत् तदनुगुणं चलति खलु तत्तु भवतः स्थानानुगुणं भवति खलु भवान् कुत्र तिष्ठति तदनुगुणं चलति तत्र ह मेनसे मध्ये अस्ति चेत् तत्र किञ्चिन्यूनं भवति श्रुङ्गगिरौ नेट्वोर्क् अस्ति तत्र इतोपि वेगेन चलति त् प्रान्तियभेदेन नेट्वर्क् व्यवस्था भिन्नभिन्ना भवति सम्यक् चलति परन्तु भवानेवं पृच्छति चेत् एम् बि मध्ये वा के बि मध्ये तत्तु वक्तुं न शक्यते भवान् कुत्र तिष्ठति तदनुगुणं चलति खलु तद्विषये किमपि नास्ति ह ह इदानीं स्टोर् ओपेन् अस्ति भवानागत्य तत्र आधार् कार्ड् स्वीकृत्य आगच्छतु अत्र त्र स्विकर्तुं शक्नुवन्ति न्यूनमाध्यमेन भवति चेद् बि एस् एन् एल् एव भवति नास्ति बि एस् एन् एल् तु गोर्मेण्ट् अस्ति खलु तत्र अधिकं धनं न स्वीक्रियते एवं तत् नेट्वर्क् सर्वत्र न मिलति प्रायः तदानीं भवतः कृते क्लेशः एव भविष्यति ह अवश्यम् आगच्छतु चिन्ता नास्ति भवान् आगत्य अत्र एव अस्माकमापणम् ओपेन् अस्ति चतुर्वादनपर्यन्तं भवति अस्तु धन्यवादः हा